सर्वभाषाणां मातास्थानं भजते संस्कृतभाषा इति इदानीं सर्वे जानेयात् संस्कृतभाषाम् इति न इदानीन्तनकाले तु संस्कृतभाषायाः व्यवहारः कुत्रचित् कुत्रचित् वर्तते कुत्रचित् कुत्रचित् न वर्तते यत्र ये जानन्ति ते भाषाशैली तेषां भाषणशैली अन्यथा भवति अथवा उच्चारणशैली अन्यथा भवति केचन आङ्गलपदान् उपयोगं कृत्वा वार्तालापं कुर्वन्ति इतोऽपि पश्यामश्चेत् विश्वविद्यालये वा अथवा महाविश्वविद्यालये वा पि हेच् डी कृत्वा इतोऽपि प्रोफेसनल् प्रोफेसर् रूपेण आगच्छन्ति ते भाषायां तावत् निपुणाः न सन्ति तथापि ये उक्तवन्तः इतोऽपि एवं रेकमण्डेशन् रूपेण उद्योगं स्वीकुर्वन्ति छात्रान् किमपि न पाठयन्ति तेषा छात्राणां तु अग्रिमकाले तत् समस्या वर्तते खलु किमपि न जानन्ति चेत् तेषामपि कष्टाय भवति अतः किं वदामि इत्युक्ते संस्कृतभाषामध्ये ये निपुणाः सन्ति तेषामेव दृष्ट्वा उद्योगाः दद्युः इति